वाक्यकारं वररुचिंभाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोस्मि मुनित्रयं अत्र पुस्तक सृङ्खला इत्युक्ते मम मनसि अष्टाध्यायी एव साक्षात् भविष्यति तस्मात् कारणात् तत् भव्यं दिव्यं उचितो वा अद्भुतः ग्रन्थाः अस्ति माहेश्वरसूत्राणि आरभ्य अत्र सृङ्कलायां यदि सूत्राणि पारायणं कुर्मः चेदपि तत् मस्तिश्के मस्तिश्क स् शोधनाय भवति तस्मात् कारणात् अष्टाध्यायीं यदा कदापि यदि विरामः भवति चेत् तदा तस्य अध्ययनं वा पठनं करोमि माहेश्वरसूत्राणि भवन्ति आदौ तदनन्तरं आद्यं आद्यं सूत्रं भवति वृद्धिरेचि इति तत्र सूत्राणं संमिधानमपि भव्यं भवति अद्भुतं भवति अन्तिमं सूत्रं भवति अ अ इति किन्तु मध्ये तत्र अष्टाध्यायी अध्ययनेन अष्टाध्यायाः सम्पूर्णतया अध्ययनेन अस्माकं सनातनधर्मस्य अखण्डभारतस्य स्थितिं सम्यक् अवगन्तुं शक्नुमः स् शक्नुमः इति दृढं विश्वसिमि यतः तत्र विभिन्नदेशेषु विभिन्नप्रान्तेषु शब्दानां उच्छारणं कथं स्यात् तत्र प्रथमं किं करणीय अनन्तरं किं करणीय तत्र भावपरिवर्तनेन पदपरिवर्तनं कथं भवेत् एतादृशाः सा सर्वे विषयाः तत्र सम्यक् साधिकारं निरूपितवन्तः अधुना पठनं प्रचलति एव कियद्वारं तत् पठितमिति वक्तुं न शक्यते अधुनापि पठन् अस्मि भवतु